नमो नमः स्विग्गी अहम् इदानीम् एव आरोढावतः किमपि किञ्चित् खादनस्य खदनस्य मेनू तत् प्र आर्डर् कृतमस्ति तद् मिसल् पाव् वर्तते परन्तु तद् पूर्वदिनस्य एव वर्तते तत् तस्य टेस्ट् अपि सम्यक् नास्ति तद् कृपया मम आर्डर् क क्यान्सल् करोतु अथवा मम रीफ़ण्ड् ददातु